त्रयोविंशतिदिनाङ्कः पञ्चममासः त्रयोविंशत्यदिक द्विसहस्रवर्षम् पञ्चविंशतिदिनाङ्कः अष्टममासः षण्णवत्यधिक नवशतोत्तर एकसहस्रतमवर्षम् चतुर्दशदिनाङ्कः एकादशममासः त्रिनवत्यधिक नवशतोत्तर एकसहस्रं वर्षम् द्वादशदिनाङ्कः सप्तममासः द्विनवत्यधिक नवशतोत्तर एकसहस्रतमं वर्षम् पञ्चविंशतिदिनाङ्कः दशममासः पञ्चविंशत्यधिक द्विसहस्रतमं वर्षम्